हरिः ओम् नमः नमस्कारः महोदय महोदय मया उत्तरप्रदेशे गन्तव्यमस्ति बस् बश बस् यानं गच्छति वा कदा आगच्छति महोदय पञ्च पञ्चनिमेषेषु वा ओहो कष्टकरं कष्टकरं खलु महोदय महोदय महोदय कति चीटिकारं रु कति रूप्यकाणि अस्ति चीटिकारम् एकां व्यक्तिं प्रति पञ्चशतमस्ति वा ओ कृपया कृपया महोदय किञ्चित् किञ्चित् स्थगनं करोतु भोः अहं च आगच्छामि पञ्चनिमिषे एव आगच्छामि यदि किञ्चित् विलम्बः भवति चेत् किञ्चित् मया त्यक्त्वा आगच्छतु महोदय महोदय म स् महोदय स्थलं स्थलं स्थलमस्ति वा महोदय अस्ति वा हा हा तत्र कदा प्राप्यते महोदय अधुना त्यक्त्वा

एवं वा मोदय मध्ये भोजनार्थं कुत्रापि स्थगनं भवति वा बस्यानं यानं यथा भोजनार्थम् हा एवं वा महोदय तत्र भोजनं कथम् अस्ति सम्यक् दीयते वा मम पुत्रः बहु लघुः अस्ति तस्य भोजनव्यवस्था सम्यक् भवेत् अतः पृच्छन्न अस्मि कथं महोदय भवान् भवान् ज्ञातव्यं खलु महोदय प्रतिदिनं भवान् गमनागमनं करोति तत्र स्थगनं करोति भोजनं करोति एवं न वक्तव्यं खलु महोदय कण्डेक्टर् अस्ति भोजनं न करोति वा हा ह परन्तु भवा महोदय अहम् एवं कथं महोदय महोदय तद् भवतः उपरि वयं विश्वासः सापि आगच्छन्तः स्म अहं मम परिवारेण साकम् आगच्छन् अस्मि भो मम पत्नी पुत्रः पुत्री माता पिता पञ्च जनाः पञ्च षड् जनाः स्मः वयं भवान् यदि एव मोदते चेत् कथं वक्तव्यं खलु महोदय महोदय इतोपि एकविषयं महोदय महोदय मम किञ्चित् एतत् मूत्रं भवति मध्यं मध्ये मध्ये स्थगनं करणीयं खलु मम पुत्रः अपि मूत्रं करोति महोदय अहं रात्रौ समयः महोदय किं करणीयं तत् महोदय आगच्छामि भोः महोदय महोदय आगच्छन्नस्मि एवं मा करोतु भोः कृपया अहं मार्गे अस्मि एवं मा करोतु आगच्छामि एव सर्वकारी अस्ति महोदय अहं धनं ददामि खलु एवं किमर्थम् अस्तु धन्यवादः अहम् आगच्छन् अस्मि धन्यवादः